ग्रामीणक्षेत्रे स्थानीयकृषि उद्योगस्य समर्थनार्थं स्थापितवान् मम ग्रामस्य सम्प्रदायः व्यापारः इत्युक्ते वस्त्रशिल्पं कृतम् अस्ति अत्र वस्त्रशिल्पं मध्ये किञ्चित् अधिकः लाभः अस्ति ग्रामसमुदाये अधिकतम व्यापारः कर्तुं शक्यते तथापि वस्त्रशिल्पे अधिकलाभकरणं न कर्तुं शक्यते तेषां सफलार्थम् अधिकधैर्यम् अपेक्ष्यते प्रथमतः एवं च अधिकपरिश्रमः अधिकः परिश्रमः करणीयः अनन्तरं तत्र ग्रामसमुदाये शाकानां व्यापारणम् अपि कर्तुं शक्यते तत्र अपि अधिकः लाभः अस्ति अनन्तरं तत्र खाद्यवस्तूनां व्यापारणम् अपि ग्रामीणसम्प्रदाये कर्तुं शक्यते तत्र व्यवसायानाम् उन्नतिः भवति एवं च अधिकम् अधिकम् अधिकतः अधिकतरलाभः अपि भवति